नमो नमः

धन्यवादः महोदय अस्ति वा परन्तु महोदय समयः नास्ति मम इच्छा वर्तते परन्तु छात्रावासस्य मध्ये तत् बहु कार्यं बहु वर्तते तदर्थमेव समयः नास्ति वा तत् किं करोमि योगः अहं कृतवान् परन्तु सङ्गीतं सङ्गीतस्य इच्छा वर्तते योगमहं पूर्वं कृतम् अहं योगस्य मध्ये किञ्चित् किञ्चित् जानामि परन्तु सम्यक् न जानाति सङ्गीते सङ्गीतमेव अहं बहु रुचिः वर्तते परन्तु किं करणीयं समं समं परन्तु एका एव समस्या वर्तते समयः समस्या समयः समयः वर्तते चेत् अहमपि सर्वं कार्यं करोमि न एतद् एतत् सम्यक् वर्तते तत् कष्टं भवतां कृते किमपि कष्टं नास्ति वा

आम् आम् आम् अस्तु परन्तु प्रकोष्ठस्य मध्ये भोजनं स्वयमेव निर्माणं करोमि वा यत् भोजनं लभ्यते

अस्तु एतत् एतत् स समीचीनं वर्तते भवान् अपि करोति चेत् अहमपि एतद् पाटिसपेट्य सर्वं पठितुं न रुचिः वर्तते संस्कृतसम्भाषणस्य मध्ये अपि तर्हि सम्भाषणमपि भवति चेत् अहम्

आं महोदयः अस्तु